बालकाः सर्वे तेषां रिक्तस्थाने बहुविधरीत्या मनोरञ्जनाय कार्यं कुर्वन्ति किम् इत्युक्ते पठनं कुर्वन्ति केचन बालकाः केचन क्रीडा विषये आसक्तिं दर्शयन्ति पुनश्च केचन नाटकं नृत्यं पुनश्च एतादृशी बहुविध कलाः ये स कलाः ये सन्ति तत्सर्वं कर्तुम् इच्छन्ति तत्तु स्वस्य स्वस्य अभिलाषा कुत्र सन्ति तत्र ते गमिष्यन्ति स्वस्य अभिलाषा कु किमस्ति तत्रैव ते मनोरञ्जनम् स्वीकुर्वन्ति पुनः

मनोरञ्जनाय पुराणानि पुनश्च वेदाभ्यासमपि केचन बालकाः कुर्वन्ति इत्यत्र तु इत्यत्र तु संशयः एव नास्ति ते केचन बालकाः उत्तमतया स्वरबद्धरूपेण किमपि अनिश्चितरूपेण वेदाभ्यासं न कृत्वा उत्तमतया वेदाभ्यासादिकं कृत्वा समाजे सर्वोत्तमं भवितुं ते उत्सुकामाः भवन्ति अतः तत्र वयं किं कर्तव्यम् इति चेत् बालकाः सर्वे मनोरञ्जनाय क्रीडा तत्तु सर्वाङ्गीणविकासः भवति तदा यदा ते सर्वविधरीत्या सर्वेषु कार्यक्रमेषु भागग्रहणं कुर्वन्ति तत्र तेषाम् अभिवृद्धिः भवति कुत्र कुत्र ते भागग्रहणं गमिष्यन्ति करिष्यन्ति तत्र ते अनुभवं प्राप्नुवन्ति पुनश्च ते अभिवृद्धिमपि प्राप्नुयन्ति अनेनैव ते समाजे सर्वोत्तमं भवितुमर्हति अतः मनोरञ्जनाय किमपि दुष् दुर्व्यवहारं न कर्तव्यं भवति दुर्व्यवहारं यदा ते कुर्वन्ति तदा तेषां जीवनमेव विनश्यति अतः दुर्व्यवहारं विना ते यदा तेषां समयः समयः समयः यद्वर्तते तत्सर्वं ते सदुपयोगं कुर्वन्ति चेत् तदा तेषां जीवनम् उत्कृष्टं भवितुमर्हति अतः एतद्वयं मुख्यतया द्रष्टव्यं भवति